अहं मम मित्रैः सह शेषाचलवनं प्रति गतवती टूर् टूर् प्रति गतवन्तः तत्र वयं सर्वेऽपि यदा गतवन्तः तत्र याणे एव गतवन्तः यावत् गतवन्तः तावत् तु सम्यक् आसीत् यदा याने इन्धनं समाप्तम् आसीत् तद् तत्रैव त्यक्त्वा एवमेव चलित्वा गतवन्तः गमणसमये तु द्रष्टुं सर्वं सम्यकेव अस्ति परन्तु तत् सर्वम् ओपण् प्लेस् खलु अस्मा बालकाः तु तावत् तेषां किमपि न भवति शौचालयविषय तु बालिकाणाम् अधिकतया कुत्रापि गन्तुं न शक्नुमः मासचक्रे भवति चेत् इतोऽपि क्लेशः भवति खलु एवमेव गमनसमये भोजनमपि तावत् सम्यक् तावत् सम्यक् इति न न स्वीकृत्य गतवन्तः तद् इतोऽपि महति समस्या जाता ततः कथञ्चित् उपरि गत्वा दृष्टवन्तः तथा आगमनसमये अपि एतादृशी एव वृष्टिः चलितुं सम्यक् नास्ति पुनश्च शौचालयम् इत्येव न इतोऽपि भोजनालयम् इति भोजनालयस्य समस्या इत्येव न इन्धनम् अपि समाप्तम् इत्यर्थम् इति हेतोः वयं चलित्वा आगमनसमये कश्चन पतितवन्तः तत्रापि किमपि किमपि जातं फ़स्ट् एय्ड् किट् इत्यादयः अपि नासीत् तद् इतोऽपि समस्या इति वक्तुं शक्नुमः